रामायणे विद्यमानाः राजानः सर्वे अपि प्रायः पुरुषोत्तमाः इति वक्तुं शक्यते उदाहरणार्थं रघुः दशरथः रामः अजः इत्यादयः अपि सर्वे अपि पुरुषोत्तमाः एव तेषां चित्रणं रामायणे एतावत् सम्यक् चित्रितम् अस्ति तस्य पठनेन अथवा अध्ययनेन अथवा ज्ञानेन कथारूपेण श्रवणेन वा इदानीन्तनजनाः युवानः वा वृद्धाः वा बालाः वा मया अपि एवं भवितव्यम् इति एकः आशयः उत्पन्नः भवति तादृशं चित्रणं रामायणे दृश्यते मर्यादापुरुषोत्तमः श्रीरामः तु सार्वकालिकः तस्य आदर्शाः सर्वैः अनुसरणयोग्याः अतः तादृशं चित्रणं रामायणे अस्ति दशरथादीनां विषये तु तत्र सः तु महारथी अस्ति अतिरथः इति उच्यते सः षष्टिसहस्रं वर्षाणि राज्यशासनं चकार इति श्रूयते षष्टिसहस्रं वर्षाणि आयुः इदानीन्तनकाले कल्पनातीतमेव तादृशं चित्रणं वयं रामायणे एव प्राप्तुं शक्नुमः